भारते योगः प्रसिद्धः वर्तते यदा शिशोः जननं भवति ततः आरभ्यः नाम मासद्वयानन्तरं बालानाङ्कृते योगारम्भः नाम व्यायामः कार्यते पुनः एवं पुनः बालकानाङ्कृते अथवा छात्राणाङ्कृते अल्पे वयसि नाम षट् वर्षादारभ्य व्यायामं कारयामश्चेत् योगं कारयामश्चेत् ध्यानं कारयामश्चेत् छात्राणां बहुविकासः भवति कथं विकासः भवति इति चेत् तेषां बुद्धिशक्तेः विकासः भवति पुनः ग्रहणशक्तेः विकासः ग्रहणसामर्थ्यं वर्धते पुनः एकाग्रतायाः विकासः भवति एकाग्रता तु सर्वेषाङ्कृते अनिवार्यः वर्तते आवश्यकम् अस्ति अतः अल्पे वयसि आरम्भं कुर्मः चेत् बहुलाभाः सन्ति पुनः एतत् तु ध्यानविषये जातं ध्यानं कुर्मः चेत् एकाग्रता वर्धते पुनः ग्रहणशक्तिः वर्धते किन्तु योगस्य करणेन शरीरदार्ढ्यं वर्धते शरीरस्य दार्ढ्यता वर्धति मनुष्यस्य कृते शरीरदार्ढ्यं पुनः मनसः आरोग्यः द्वयमपि अपेक्षितम् अस्ति पुनः पुरुषस्य कृते अल्पे वयसि सः आरम्भं करोति चेत् तस्य अरिषड्वैरि वैरिः इत्युच्यते कामक्रोधलोभ मोहमदमत्सराः तेषां निवारणं भवति